आं कृषिक्षेत्रे इदानीं बहुनवीनताविधयः प्रयुक्ताः सन्ति यथा अधुना कृषकाः विभिन्नप्रकारैः यन्त्रैः आधुनिकपद्धतिम् अनुसृत्य कृषिकार्यं कुर्वन्ति कृषकः स्वयमेव स्व सस्यानुसारं ग्रीन् हौस् मध्ये वातावरणं निर्माति अधुना तु मृत्तिकायाः विनापि कृषिकार्यं कर्तुं शक्यते एतत् एरोफ़ोनिक् तवर् पद्धतिः इति कथ्यते यस्मिन् जलस्य स्रोतः आगच्छति तथा सस्यानुसारं तत्र आवश्यकं प्रतीनम् इत्यादीनि दीयन्ते